मम व्यापारवर्धनार्थम् अहं बहु प्रायसं कृतवान् पत्रिकासु विज्ञापिकपत्रं स्थापितवान् बह् ब बहुषु उद्यानेषु पत्राणि लेपितवान् दूरवाण्यां सन्देशान् प्रेषितवान् अनन्तरं बहवः तन्त्रांशाः सन्ति वाट्साप् माध्यमेन चित्रैः सह सन्देशान् प्रेषितवान् एवं विविधान् मार्गान् आश्रित्य मम व्यापारवर्धनं कृतवान् इदानीं तु दूरदर्शनेन कृषिकेभ्यः लघु उद्यमीभ्यः कार्यक्रमाः प्रसारयन्ति आदिनं प्रसारयन्ति यूट्यूब् वाहिन्यः सन्ति यत्र बह्वीषु भाषासु विषयानुगुणं चित्राणि आरोपयन्ति केचन क्रुषकाः टेलिग्राम् इति तन्त्राशम् उपयुज्य व्यापारं कुर्वन्ति तथैव इन्स्टाग्राम् इति तन्त्रांशेन सह व्यापारं वर्धयन्ति एवं बहवः विधानाः सन्ति तेषु विधानेशु तेषु माध्यमेषु तेषां व्यापारवर्धनं कुर्वन्तः सन्ति